हरि ओम्

भगिनी श्व आन्लैन् एव इच्छन्ति तस्य बहु प्रयोजनानि सन्ति अत अग्रिम वर्षत आन्लैन् एव प्ररम्भं कुर्म इति अस्माकं बोर्ड् मीटिङ्ग् मध्ये निश्चितं अभवत् अत अत एव सूचना दत्तम् अस्ति इतोपि मासद्वयम् अस्ति खलु सर्वं ट्रेनिंग् दातुं शक्नुम न न शिक्षिका एव वा एक साप्ताहिक एक साप्ताहिक वर्क् शाप् इति कुर्म प्रात आगत्य दिनप्रतिदिनं घण्टाद्वयं कथं आन्लैन् लिङ्क्स् स्थापनीयं तत् कथं प्रेषणीयं किं किं वक्तव्यं स्लैड् कथं प्रसण्टेशन् करणीयं सर्वं वर्क् शाप् मध्ये कार्यशाला मध्ये सर्वं कर्तुं शक्नुम अस्माकं शालामध्ये एव अग्रिम सोमवासरत प्रारप्स्यते वर्क् शाप् कार्यशाला न न आन्लैन् कक्षा तु गृहत छात्रा गृहे एव उपविशन्ति शिक्षिका शालाम् आगत्य कर्तव्यं भवति शालामध्ये सर्वम् अस्ति खलु तत् सर्वं वयं भवति न चिन्तयतु भगिनी सर्वं तद्व्यवस्था कुर्मः वयं तद्दूरे एकनिमिषं एकनिमेषं तद्दूरे एकं केमरा स्थापयित्वा तत् सर्वं बोर्ड् सर्वं व्यवस्था वयं कुर्म भवति चिन्ता न करोतु श्व आगच्छतु साक्षात् मिलित्वा दर्शयामि सोमवासरत वर्क् शाप् कार्यशाला प्रारप्स्यते अग्रिमवर्ष अग्रिमवर्षत आन्लैन् इति निश्चितम् अस्तु भगिनी राम् राम्